आम् एकं पुस्तकम् अहं बहुवारं पठितवान् तदस्ति हठयोगप्रदीपिका तत्पुस्तकम् अस्ति अहं किमर्थं पुनः पुनः पठामि नाम तत्र तस्मिन् पुस्तके बहवः विषयाः सन्ति यथा आदौ उक्तमस्ति श्री आदिनाथाय नमोस्तु तस्मै येनोपदेस् येनोपदिष्टा हठयोगविद्या विभ्राजते प्रोन्नतराजयोगमारोढुमिच्छोरधिरोहिणीव एवं प्रकारेण तत्र उल्लिखितम् अस्ति तत्र आसनानि कति सन्ति तस्मिन् विषये वा अपि तत्र उल्लिखितमस्ति आसनानि समस्तानि यावन्तो जिवयन्तवः चतुरशितिलक्षणानि शिवेन कथितानि च तर्हि अस्मिन् विषये यदि अस्माभिः द्र द्रष्टुं शक् इच्छामः तर्हि चलचित्रम् अपि प्राप्यते तर्हि अहं चलचित्रं द्रष्टुम् इच्छामि